अद्यतन नूतनवार्ता नाम पूर्वदिने कर्णाटके नूतनप्रशासनस्य अधिकारग्रहणम् अभवत् इदानीं दशदिनपूर्वं कर्णाटके विधानसभायाः निर्वाचनं सञ्जातं तन्मध्ये अधिकमत मतानि स्वीकृत्य काङ्ग्रेस् पक्ष विजयी अभवत् इति काङ्ग्रेस् पक्ष इदानीं कर्णाटकस्य प्रशासनं करोति सिद्धरामैय्याः तृतीयवारं कर्णाटकस्य मुख्यमन्त्री सञ्जातः उपमुख्यमन्त्री रूपेण डी के शिवकुमारः अधिकारं स्व्यकरोत् तयोः कृते अनन्तरम् अन्य अष्टसचिवानां कृते कर्णाटकस्य राज्यपालः थावर्चन्द् घेह्लोटः प्रमाणवचनम् अभोदयत् इतः परं कर्णाटकसर्वकारं कर्णाटकसर्वकारः राज्यस्य प्रशासनं सम्यक् रीत्या करोति इति सर्वेषां भावना वर्तते तां भावनाम् नूतनसर्वकारः साकारीकुर्यात् इति सर्वेषाम् अभिप्रायः अस्ति